नमो नमः महोदय आम् आम् महोदय अस्तु अस्तु भव भवान् श्वः करिष्यति वा अस्तु अस्तु मम अस्माकं पार्श्वे अस्ति अस्माकं किं महोदय अस्माकं पार्स्वे तु बहवः प्रकोष्ठं सन्ति भवन्तः भवतः कति जनाः आगमिष्यति

विंशतिजनाः आगमिष्यति वा आम् आम् अस्तु आगच्छतु भवन्तः स्वागतमस्ति

आम आम् अस्माकं पार्श्वे सयनार्थम् एकप्रकोष्ठम् अस्ति विश्रामकाले अपि प्रकोष्ठम् अस्ति रात्रौ रात्रौ कोऽपि क्लेशो नास्ति महोदयः चिन्ता मास्तु अस्माकं व्यवस्था तु भोजनार्थम् अपि व्य व्यवस्था अस्ति भवन्तः भवान् अधुना उक्तवान् कि बर्डे बर्थ् डे पार्टि अस्ति अस्तु कोऽपि क्लेश नास्ति बर्थ् डे पार्टि तु अस्माकं पार्स्वे तु वेदिकायाः अपि अपि व्यवस्था अस्ति बृहत् सभागारमपि अस्ति भोजनार्थमपि अपि व्यवस्था सम्यक् भविष्यति भवान् ये ये व्यञ्जनानि अपेक्षते तानि तानि व्यंजनानि यानि निर्माणं करोमि अस्तु कोऽपि क्लेशो नास्ति महोदय अगच्छतु स्वागतम् वेजि सम्यक्तया महोदय यथा भवान् इच्छसि तदा एव किं महोदय आम् आम् अहं भवतः वाट्सप् मध्ये अहं चित्राणि प्रेषयामि भवान् सेलेक्ट् एव एव करोतु

आम् आम् भवन् भवान् यः वदति स एव अहं करिष्यामि

कोऽपि कोऽपि चिन्ता नास्ति भवतः सर्वे भवतः सम्पूर्णमेव कार्यक्रम सम्यक् एव किं महोदय आम् आम् दश महिला अपि अस्ति अस्तु डबल् डबल् बेड् भवान् इच्छसि वा एक रूम्मध्ये एक प्रकोष्ठमध्ये डबल् बेड् अस्तु अस्तु व्यवस्था भविष्यति भवन्तः यदि स्विमिङ्ग् पूल् अपि अस्ति

डी जे अपि व्यवस्था अस्ति अस्माकं पार्श्वे किं महोदय अस्माकं पार्श्वे डी जे डी जे अपि व्यवस्था अस्ति अस्तु अस्तु लघु लघु बालकाः आम् आम्

आम् अस्तु महोदय भवान् सम्यकतया अस्ति महोदय बालकानां कृते तु सम्यक्तया अस्ति अस्तु महोदय धन्यवादः महोदय